हरि ओम् हरि ओम् प्रेमा म्यूसिकल् आपणं वा तत्र वीणा अस्ति वा

मम पुत्री इदानीं सङ्गीतं प पठति तदर्थं विणां क्रीणामः इति आसक्तिः अस्ति वीणामध्ये तत् वुड् क कथं कीयत् वुड् स्थापयन्ति कति मौल्यं भवति तत् मय् अपो मैसूर् वीणा कियत् मौल्यं तञ्जावूर्दि कियत् त्रिंशत् वा ओ बहु अधिकं वदन्ति भव भवान् किञ्चित् अधिकं वदन्ति वयं पार्श्वे तत्रापि विचार्य एव फोन् कृतवती अहं किञ्चित् न्यूनं करणीयम् अधिकं वदन्ति मूल्यं भवान् तद् आम् ओ सप्तविंशतिसहस्रं वा वयं दश तादृशमेव चिन्तयित्वा आगतं भवान् सप्तविंशतिः वदन्ति फैनल् करोतु मध्ये रेट् आ अस्तु अस्तु वयं किञ्चित् विचिन्त्य पुनः आगच्छामः धन्यवादः